हरि ओम् मम नाम रविकुमारः इति अहं ह्यः आन्लैन् द्वारा एकं बेट्मिन्टन् बेट् आर्डर् कृतवान् तद् अद्य आगतम् तद् दृष्ट्वा मह्यं बहु खेदम् अभवत् किमर्थम् इत्युक्ते तत्र ते अन्यदेव दर्शितवन्तः अत्र अन्यदेव प्रेषितवन्तः धनमपि बहु बहु अधिकं स्वीकृतवन्तः तथापि तद् वस्तु सम्यक् भवति चेद् मह्यं खेदं न भवति आसीत् परन्तु एतद् बहु नष्टं जातं तद् स्ट्रिङ्ग् अपि सम्यक् नास्ति अनन्तरं तत् हेण्ड् मध्ये ग्रिप्परपि सम्पूर्णं नष्टं जातं तावद् धनं दत्वा अपि उत्तम प्रोडक्ट् न प्रेषितवन्तः ते तदर्थम् एतद् वेब्सैट् द्वारा कोऽपि न स्वीकुर्वन्तु